हरिः ओम्

हा भवान् अबीरः खलु मम पार्श्वे यः वसति सः हा भवतां गृहात् ध्वनिः बहु आयाति गानस्य अपि आयाति कदाचित् चित्रचलस्यापि आयाति तत्र किं प्रचलति इति अवगन्तुं शक्यते वा किन्तु दशवादनानन्तरं ध्वनिः न्यूनीकर्तव्या इति सामान्यनियमः न जानाति वा भवान् तर्हि कार्यरतः अस्ति चेत् सङ्गीतपरिचालकः अस्ति चेत् एकं हेड्फ़ोन् स्वीकरोतु अहम् अपि दातुं शक्नोमि तस्य उपयोगं करोतु यत् दिवाकाले अभ्यासं करोतु भोः तर्हि रात्रौ अपि तर्हि भवान् न स्वपिति वा एवं जागृदवस्थायामपि सर्वदा अस्तु अस्ति वा ए किं हा तर्हि तादृशं भवान् अस्ति वयं सामान्यजनाः त्वत् सदृशः असामान्यजनाः तु न स्मः अतः अस्माभिः शयनमपेक्ष्यते तद् तदा मया कथं कथं कर्तव्यम् इति आदौ त्वया एव वक्तव्यं यतो हि समस्या त्वया एव उत्पादिता मया कम्प्लेण्ड् तु कृतमेव अस्ति किन्तु तथापि मानवता मम मयि अस्ति अतः अहं त्वां वदामि यद् तव इदं कार्यमस्ति तद् शनैः अपि कर्तुं शक्यते खलु अन्येषां जनानां यथा पीडा न न भवेत् तथा वा ईषद् त्वया भावनीयं समाजे वसति खलु समाजशास्त्रानुसारं त्वया भाव्यम् दिवा अद् यदि तव कार्यमस्ति चेत् अहं मम दिनचर्यां कुतः परिवर्तयामि तत्तु तथैव प्रचलति यथा अस्ति तद् तदेव पृच्छन्नस्मि भोः अहं मया कुतः परिवर्तनीयं तत् त्वया परिवर्तनीयम् अतः न परिवर्तयति चेत् तथा भाव्यं यद् अन्येषां जनानां पीडा न भवेत् न समस्या तु भवति इदानीं तव अहम् अवश्यमेव कम्प्लेण्ड् करोमि पोलीस् कम्प्लेण्ड् अपि करोमि या सर्वा कम्प्लेण्ड् अस्ति सर्वं करोमि अस्तु अनन्तरं मीटिङ् मध्ये एव मिलामः हरिः ओम्